नमस्ते महोदये आं मम अद्य वृष्टिर् अधिका प्रचलति अतः कक्षां न आयातुं शक्नोमि अत्र अद्य कक्षा वर्तते वा

आं नमस्ते अहम् अनिकेतः भवतः आम् अहम् सम्यगस्मि भवती कथम् अद्य वृष्टिर् अधिका जाता अतः अहं कक्षां न आगन्तुं आयातुं शक्नोमि सङ्गीतकक्षायां अतः गृहे एव अद्य किमपि कर्तुं शक्नोमि वा अभ्यासः आम् अस्ति आं भवतु महोदये अद्य कस्य कस्य गीतस्य अभ्यासः कर्तव्यः आं भवतु अहं मायामालवगौलारागेणैव अधुना अभ्यासः प्रचलति मया तदेव आम्

आं भवतु महोदये आम् आम् आं भवतु महोदये अपि च आगस्ट् आगामीकार्यक्रमे तस्यैव गीतस्य गायनं भवति वा अतः कस्य आं

आं भवतु महोदये धन्यवादः एतम् अभ्यासं करोमि आम् अवश्यं प्रेषयामि महोदये धन्यवादः